नमस्ते नमस्ते नमस्ते भगिनि कथमस्ति बहु कालात् परम् आ सम्यक् कुशलिनी अस्मि बहुकालात् परं दर्शनम् इदानीम् अस्मिन् मासे आम् किमपि अन्यत्र गता वा सा भवती कुत्रापि

अस्तु आं गतमासे अपि भगिनी न आगता अतः इदानीं किमावश्यकमिति वदतु आं भगिनि आम् आं अस्तु तत्र भेदः आं तत्र भेदः भवति पञ्चाशत् रूप्यकं न

सम्यगेव भवति भगिनि शुद्धं भवति चिन्ता नास्ति आम् तद् श्वेतशर्करा वा अथवा इदानीमागच्छति किल नाटिसक्करे इति तदावश्यकं वा

अस् अस्तु कति कति एकं किलो अस्तु अस्तु आं कस्य किं किं ब्र्याण्ड् भगिनि भगिनि आं कोल्गेट् अस्तु आम्

आं समानब्र्याण्ड् आं

आमस्तु भगिनि तत्र हरितवर्णः पिङ्क् वर्णः नीलवर्णः अस्ति कः वर्णः आवश्यकः तत्र आम् आमामाम्

आं प्रेस्

आं कति कति किलोपरिमितं अस्तु अर्धम् अर्धं किलो आं प्रेषयामि

रक्तवर्णमरीचिका अस्तु आम्

अस्तु आम् आं मीडियं सैज़् प्रेषयामि अस्तु आ

आमस्ति भगिनि शुद्धम् उत्तमम् उत्तम क्वालिटि रागी अस्ति अस्ति एव आम् आं निश्चयेन अद्य आं प्रेषयामि नावश्यकम् अहं प्रेषयामि कदा अद्य मध्याह्ने भोजनात् परं प्रेषयामि भगिनि मूल्यमपि आगत्य गृहमागत्य मू मूल्यमपि गृहमागत्य स्वीकरोमि आम् आम्

अस्तु पञ्चाशत् अधिक षड् श् शतं रूप्यकाणि आहत्य पञ्चाशत् अधिक षड् शतं आम् आम् आं धन्यवादः नमस्ते